सर्वे जनाः मिलित्वा उत्सवं कर्तुं कश्चन धार्मिक सामजिकः पर्व अस्ति तद् भवति रज मम प्रदेशे रजपर्व बहुमुख्यं भवति समुदायरूपेण सर्वे अत्यन्त उत्साहेन रजपर्व आचर्यन्ते एतद् एतद् पर्व पञ्च दिनं यावत् चलति पञ्च दिन यावत् सर्वे जनाः अत्यन्त हर्षेण इदं पर्वम् आचर्यन्ते प्रथमदिने सर्वे स्नानं कृत्वा नूतनं वस्त्रं धृत्वा देवालयं गच्छन्ति तत्र आशीर्वादं नीत्वा पुनः गुरु जनानाम् आशीर्वादान् स्वीकुर्वन्ति द्वितीयदिने गृहे भिन्नं भिन्नं मिष्टान्नं भवति बालिकाः गृहकार्यं कर्तुं निषेधः भवति बालिकाः सर्वे मिलित्वा नूतनं वस्त्रं धृत्वा भ्रमणं कुर्वन्ति गृहे बान्धवाः आगच्छन्ति सर्वे उत्साहाने एतद् पर्व आचर्यन्ते ये ये प्रवासे भवन्ति ते गृहं प्रति प्रत्यागमनं कुर्वन्ति तृतीयदिने सङ्क्रान्तिः भवति सर्वे देवालयं गच्छन्ति पुनः नूतनं वस्त्रं धारयन्ति चतुर्थदिवसे सर्वे मिलित्वा क्रीडां कुर्वन्ति पञ्चमदिवसे वसुमतीस्नानं भवति तस्मिन् दिने धरित्रीमाता कसणं कर्तुं निषेधः भवति तस्मिन् दिने पाकः कर्तुम् अपि निषेधः भवति सर्वे कन्दमूलादि आस्वादनं कृत्वा गृहे तिष्ठन्ति समुदायरूपेण एतद् पर्व सामाजिकः धार्मिकः पर्व भवति एतस्य आगमनैः धरापृष्ठे आनन्दस्य लहरी आयाति यदा एतद् पर्वं पालनम् अभवत तदानीं नूतन वर्षं रजपर्व कदा आगमिष्यति एतद् सर्वे अपेक्षा कुर्वन्ति एतद् पर्व आगमनेन एव सर्वेषां कृते नूतनवस्त्राणि भवन्ति तर्हि सर्वेषां रुचिः अत्र अस्ति कदा वयं नूतनवस्त्राणि प्राप्तुं शक्नुमः स्वादिष्टभोजनम् अपि मिलति तर्हि ये शिशवः सन्ति तेषां रुचिः यत् बहु अस्ति एतद् पर्व तु बहु उत्साहेन सर्वेः अपि आचर्यन्ते